मम गृहस्य समीपे शिवस्य देवालयः अस्ति तत्र शिवपार्वत्योः एकं सुन्दरं चित्रपटः अस्ति तदृष्ट्वा सर्वदा गर्वम् अनुभवामि मम गृहस्य सर्वे अपि बान्धवाः तच्चित्रं द्रष्टुं इच्छन्ति एव वयम् आधिक्येन तच्चित्रं द्रष्टुं देवालयं गच्छामः तत्र चित्रं मह्यं मह्यं विशिष्टां अनुभूतिं सर्वदा ददाति